अहं मित्रस्य समीपे पशवः क्रीतवती मम पार्श्वे धेनवः मार्जाराः शुनकाः सन्ति मार्जारान् मम सखी दत्तवती निःशुल्केन सा दत्तवती शुनकान् मम अनुजायाः गृहतः आनीतवती सा अपि धनं न स्वीकृतवती तिसॄणां धेनूनां मूल्यं पञ्चाशत्सहस्ररुप्यकाणि पृथक् पृथक् मूल्यम् अहं न जानामि अहं दुग्धस्य विक्रयणं करोमि घृतस्य तक्रस्य च विक्रयणं करोमि कोपि नवनीतम् इच्छति चेदपि ददामि आहत्य मासे अष्टसहस्ररुप्यकाणि सम्पादयामि